आं सर्वे जानान्ति अस्माकं प्रदेशे ऋतून् ऋतुमान अनुसारं खाद्यसंस्कृतिः अस्ति तत् समयः ऋतुः यः यः समयः अस्ति चेत् ऋतुः अस्ति चेत्सः गृहिणी अस्माकं अस्माकं गृहे पाककृतिं करोति गृहे सर्वे जनाः खादनार्थं दीयन्ते महिलाः तत्समये स्वास्थ्यविषये शुद्धिविषये अपि सा साधनां करोति सर्वा सर्वान् कृते स् सम्यक् उत्तमम् भोजनं स्वास्थ्याय कृते पाचकः पाचकः पा पाचयति पचति गृहिणी बालकः स्वं गृहे वृद्धः अस्ति तस्य कृते उत्तमं भोजनं कुर्वन्ति शुद्धं पाचकं भोजनं कथं करणीयम् सा जानाति महिलाः उत्तमा वैद्या अपि अस्ति सर्वेषां कृते किम् आवश्यकमस्ति सा जानाति तत् करोति